हा हरि ओम् तत्र रामफोटो स्टुडियो वा हा व अस्मभ्यं तत्र प्रिवेंडींग् शूट् अनन्तरं वेंडिंग् शूट् कर्तव्यं आसीत् हा भवन्तः सम्यक् कारयन्ति इति श्रुतं वर् वर्तते प्रसिद्धः नगरे इति अतः भवतां कृते एव उक्तम् हा हं तत्र वयं लोकेषन् प्रेशयामः हा तत् तत्र कच् मध्ये श्वेतसिकतं वर्तते समुद्रतीरे तत्र सम्यक् कृष्णवर्णीयवस्त्रं धृत्वा फोटोस्टुडियो फोटोशूट् क्रियते चेत् सम्यक् आगच्छति हा अपि च हा अपि च अन्यत्र अन्यत्र प्रेक्षणीयस्थलानि सन्ति इदानिं कर्नाटकराज्ये हम्पी वर्त्तते तत्रापि सम्यक् कर्तुं शक्यते तत्र अस्मभ्यं सौम्यं अपेक्षितम् अत्यन्तं उद्वेग इत्यक्तौ उत्ते उत्तेजकं नापेक्षितम् हा वस्रविन्यासः वा वस्रशैलि वा अपि च बेग्रौण्ड् म्यूझिक् अपि सौम्यं भवेत् दर्शनेन तथा कृत्वा प्रयच्छन्तु अपि च वेडिंग् शूट् अपि तत्र हल्दि मेहंदि अनन्तरं वेडिंग् वेडींग् शूट् अनन्तरं रिसेप्शन् अस्यापि सम्यक् शूट् कर्तव्यम् अपि च गृहजनानां उपरि एव सम्यक् फोकस् कुर्युः हा हा हा एवं आदावेव सूचयामः इदानिं एकमासः वर्तते विवाहस्य कृते ततः प्राक् वेडिंग् शू प्रिवेडींग् शूट् समापनीयं वर्तते तर्हि धनं कीयत् भवति हा ओ तर्हि वेब्सैट् लिंक् वाट्सप् कुर्वन्ति वा हा हा तर्हि अहं वदामि वेब्सैट् मध्ये दृष्ट्वा अनन्तरं कथयामि

हा अस् अस्तु हा न न एकवारं वेब्सैट् पश्यामि तदुत्तरं तत्र कथमस्तीति दृष्ट्वा कीयत् धनं मम अस्माकमपि धनपरिमितिः भवति तत्र वावुचर् पश्यामि अनन्तरं कथयामि अस्तु तर्हि पुनः अन्यदा अहं सं सम्पर्कं करोमि दृष्ट्वा अस्तु अस्तु राम्राम्